मम शास्त्रं विद्यते साहित्यशास्त्रम् साहित्यशास्त्रे सर्वैः अवश्यम् अध्येतव्याः ग्रन्थाः नाम तत्र विशिष्य साहित्यशास्त्रसम्बद्धाः ग्रन्थाः इति अनेके ग्रन्थाः सन्ति तत्र प्राधान्येन साहित्यशास्त्रस्य विकासयात्रायां कालक्रमेण षट् सिद्धान्ताः प्रादर्भूताः प्रादुर्भूताः यथा तत्र रससिद्धान्तः अलङ्कारसिद्धान्तः रीतिसिद्धान्तः ध्वनिसिद्धान्तः वक्रोक्तिसिद्धान्तः औचित्यसिद्धान्तश्च एतेषां षट् सिद्धान्तानां यदि अध्ययनं कुर्मः तर्हि साहित्यशास्त्रस्य सम्यक् ज्ञानम् अवश्यं प्राप्यते एव अतः अहं कथयामि यत् एतेषां ग्रन्थानाम् अध्ययनं यदि कुर्मः तर्हि साहित्यशास्त्रस्य सम्यक् ज्ञानं भवत्येव तत्रापि विशिष्य तत्र रससिद्धान्तस्य प्रवर्तकः विद्यते तत्र भरताचार्यः अस्य ग्रन्थः नाट्यशास्त्रं विद्यते पुनः अरङ्कारसिद्धान्तस्य अनेके ग्रन्थास्सन्ति भामह दण्डि दण्डि उद्भटादिभिः अनेके ग्रन्थाः विरीचिताः ते अपि अत्र साहित्यशास्त्रस्य अध्ययनार्थं उपकृताः भवन्ति पुनः रीतिसिद्धान्तः रीतिसिद्धान्तस्य प्रवर्तकः विद्यते वामनाचार्यः अस्य ग्रन्थोपि तत्र महत्वम् आवहति पुनः ध्वनिसिद्धान्तः ध्वनिसिद्धान्तस्य प्रवर्तकः विद्यते आनन्दवर्धनाचार्यः अस्य ग्रन्थस्य अध्ययनेन अपि साहित्यशास्त्रस्य सम्यक् ज्ञानं प्राप्यते इत्यत्र नास्ति संशयः तत्र ध्वनिसिद्धान्तस्य प्रधानग्रन्थः विद्यते तत्र ध्वन्यालोकः अतः साहित्यशास्त्रस्य सम्यक् ज्ञानार्थं ध्वन्यालोकः सर्वैः तत्र अध्येतव्यः ग्रन्थः विद्यते पुनः कुन्तकाचार्येण प्रतिपादितः वक्रोक्तिसिद्धान्तः वक्रोक्तिसिद्धान्तस्य अपि तत्र प्राधान्यं विद्यते एव तद्वदेव औचित्यसिद्धान्तः औचित्यसिद्धान्तस्य अपि ग्रन्थः प्राधान्यम् आवहति एवं षड्सिद्धान्तानां यदि सम्यक् अध्ययनं प्रवर्तते तर्हि साहित्यशास्त्रस्य अध्ययनं भवत्येव अतः एतत् अधिकृत्य ये ये ग्रन्थास्सन्ति तेषां ग्रन्थानां यदि अध्ययनं क्रियते तर्हि साहित्यशास्त्रस्य आध्ययनम् अवश्यं सम्यक् भवति